प्रारम्भिकस्तरे बेकिङ्ग् आसक्ताः सामान्यतः कान् दोषान् कुर्वन्ति इति प्रश्नः वर्तते तत्र सामान्यतः यदि अस्माकं विषये एव चिन्त्यते वयम् आदौ आरम्भिककाले बैक् यानस्य चालने कान् दोषान् कुर्मः इति चेत् तत्र गेर् परिवर्तनकाले कथं परिवर्तनीयम् अथवा क्लच् ग्रहणं कथं क्लच्च ग्रहीतव्यम् तत्र गेर् परिवर्तनस्य क्लच् ग्रहणस्य च कश्चन सम्बन्धो वर्तते किञ्च क्लच् कथं त्यक्तव्यं मन्दं मन्दं परित्यक्तव्यं भवति अन्यथा यानम् स्थगितं भवति नूतनतयानं ये बैक्यानं चालयन्ति ते तत्र क्लच् सम्यक् शीघ्रं त्यजन्ति अथवा न त्यजन्तेव अनेन कारणेन बैक्यानं स्थगितं भवति अथवा सम्यक् न गच्छति एकवारमेव वेगेन अग्रे गच्छेत् एतादृशाः क्लेशाः भवन्ति अतः तत्तु अभ्यासवशात् बैक्यानं चालयित्वा चालयित्वा यथा अभ्यासः भवति तदा तादृशाः दोषाः परिहर्तुं शक्यन्ते तद्विहाय बैकिङ्ग् इति पर्वतप्रदेशेषु बैकिङ्ग् गमने आसक्ताः कान् दोषान् कुर्वन्ति इति प्रश्नस्य उत्तरं चेत् तदा मया अपि तादृशं बैकिङ्ग् न कृतम् इत्यतः तत्र के क्लेशाः भवितुम् अर्हन्ति इति मयापि न ज्ञायते किन्तु सामान्यतः किं भवेत् तादृश प्रदेशेषु यदा बैकिङ्ग् कर्तुं गच्छन्ति तदा पेट्रोल् कियदस्ति इति प्रथमतया ज्ञातव्यं यतः बहुदूरं यावत् पेट्रोल् उपलब्धिरेव न स्यात् इति तत्र पेट्रोल् नास्ति तर्हि मध्ये कुत्रापि स्थगितं चेत् पुनः कस्यापि साहाय्यमपि न प्राप्येत् एवञ्च कियद्दूरं गन्तव्यं तावद् दूरं गन्तव्यं चेत् पुनः यदि पेट्रोल् रिक्तं भवति चेत् किं कर्तव्यम् अथवा किमपि अधिकं सङ्ग्रहीतव्यं भवति किम् एतादृशाः प्र विषयाः तत्र चिन्तनीयाः पुनश्च यदि कापि समस्या भवेत् तर्हि तस्य परिहारः कथं कर्तव्यः उदाहरणार्थं तत्र टयर् पञ्चर् जातम् इति चिन्तयतु तर्हि तत्तु परिष्कर्तव्यं अन्यथा अग्रे गन्तुं न शक्यते किन्तु कोपि जनः न प्राप्येत मध्ये मार्गं कोपि न समीपे अपि कोपि जनः न स्यात् तदा किं कर्तव्यं ते स्वयमेव तत्र सः दोषः निवारणीयश्चेत् सम्यक् कर्तव्यं चेत् तदर्थं किं किं तत्र रक्षणीयं भवति पुनश्च तत् समीचीनं समी अत्रः कृत्वा यत् पूर्वमेव अत्र अभ्यस्तव्यं भवति कथं तत्र समस्या परिहरणीया इति तत्र गत्वा त ततः परं चिन्तयामि इति चेत् न शक्यते पुनः जलं कियदपेक्षितम् पानार्थं जलं न प्राप्येत अथवा बुभुक्षा अस्ति चेदपि किमपि न प्राप्येत् खादितुं मध्ये मार्गम् अतः तादृशं पुनः कदाचित् कोऽपि क्लेशः जातः तेन कारणेन दिनमेकम् क्वचित् स्थातव्यं भवेत् स्थातव्यं चेत् तदा किं किम् अपेक्षितं वासार्थम् एतादृशाः अंशाः सर्वेपि मनसि निधातव्याः इति चिन्तयामि